पर्यटनेन अवश्यं प्रदेशस्य पर्यावरणः दूषितः एव पर्यावरणं रक्षितुम् अस्माभिः कठिन परिश्रमं कर्तव्यम् ये जनाः आगच्छन्ति तेषां मनसि एतद्विषये अवगमनार्थम् अस्माभिः सूचनाः दातव्याः सन्ति अपि च ये सूचनाम् उल्लङ्घ्य पर्यावरणस्य दूषणं कुर्वन्ति तेषां कृते बहुमौल्य अर्थ विषये फैन् सर्वं दातव्यं भवति अथवा तेषां कृते दण्डम् अन्यद्रीत्या अपि दातुं दातुं शक्यते